श्रीराम जय राम जय जयया राम राम श्रीराम जय राम जय जयया राम राम कराग्रे वसते लक्ष्मी करमध्ये सरस्वती करमूले स्थिते देवी प्रभाते करदर्शनम् समुद्रवसने देवी पर्वतस्तनमण्डले विष्णुपत्नि विष्णुपत्नि नमस्तुभ्यं पादस्पर्श क्षमस्व मे गङ्गे च यमुने चैव गोदावरी सरस्वती नर्मदे सिन्धु कावेरी जलेस्मिन् सन्निधिं कुरु शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये वक्रतुण्डमहाकाय कोटिसूर्यसमप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा सरस्वति नमस्तुभ्यं वरदे कामरूपिणि विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा नमः सूर्याय चन्द्राय बुधाय च गुरु शुक्रशनिश्च राहवे केतवे नमः कायेन वाचा मनेसेन्द्रियैवा बुद्ध्यात्मना वा प्रकृतेस्वभावात् करोमि यद्यत् सकलं परस्मै नारायणायेति समर्पयामि नारायणायेति समर्पयामि अपराधसहस्राणि क्रियन् क्रियन्तेहर्निशं मया दासोयमिति मां मत्वा क्षमस्व पुरुषोत्तम